नमस्कारः भवतः स्वागतम् अस्ति भवतः नाम किम् अस्ति धन्यवादः श्रीवत्स् महोदयः भवान् कदा चेक्किन् करोति अस्तु वयं भवतः कीदृशं सहाय्यं कर्तुं शक्यते अस्तु स्वागतं वयं भवन्तः भवन्तः एक एकस्मिन् दीर्घशय्यायुक्तकक्षे आवासप्रदानं कर् कुर्मः आम् अस्माकम् अतिथिगृहे एकः भोजनालयः वर्तते यः खाद्यसामग्रीं प्रदानं करोति आम् अस्ति शाकाहारी मांसाहारी च उभयोः खाद्यविकल्पः उपलब्धम् अस्ति अस्ति अस्माकम् अतिथिगृहे एकः स्विमिङ्ग्पूल् इत्यपि वर्तते यस्य भवान् लाभं प्राप्तुं शक्नोति अवश्यं श्रीवत्समहोदयः वयं सुनिश्चितं करिष्यामः यत् भवतः आगमनं भवतः इच्छानुसारेण भवेत् अवश्यं वयं एकः सुनिश्चितः मेल् इति प्रेषयामः कृपया भवन्तः ईमेल् ऐडी इति बोधयतु धन्यवादः श्रीवत्समहोदयः वयं शीघ्रेण भवन्तम् एकं सुनिश्चितम् ईमेल् प्रेषयामः धन्यवाद महोदयः